बहुवारं संस्कृतसम्भाषणे लेखने अपि च समस्या अनुभूता किमर्थं नाम मह्यं पूर्वं संस्कृतं नैव आगच्छति स्म तस्मिन् काले बहु क्लिष्टतया भवति स्म यदा मया संस्कृतक्षेत्रे प्र प्रविष्टा तदानीं किञ्चित् सुलभतया भाव सुलभतया भवति स्म एवं च संस्कृतसम्भाषणे बहु आसक्तिर्वर्तते संस्कृतसम्भाषणे बहु आसक्तिर्वर्तते एवं च अस्माकं कृते सम्भाषणम् एव अपेक्षितम् इति न अस्माकं कृते प्रभाषणम् अपेक्षितमिति अत्र संस्कृतं सम्भाष्यते लेखनं सा लेखनकाले अपि समस्या वर्तते किमिति नाम अस्माकं भाषा वर्तते तेलुगूभाषा इति तेलुगुभाषालेखनं भिन्नं संस्कृतं देवनागरी भाषालिपि भिन्ना अतः मम कृते लेखनकाले वेगेन लेखितुं न शक्यते अक्षराणि अपि सुन्दराणि का न भवन्ति भव सम्यक्तया न भवन्ति अतः क्लेशः वर्तते संस्कृतं संस्कृतं वेदपूर्वकं यदि पठामः तद् प्रभाषणं भवति इद इत्थम् इदानीं संस्कृतसम्भाषणे लेखने अपि च समस्याः अनुभूताः अतः मया तान् समस्यान् निवारयन्नस्मि कथं नाम नित्यं संस्कृतसम्भाषणं पुनश्च नित्यं टिप्पणिलेखनम् इदं द्वयं क्रिय करणेन इमां दोषां परिहर्तुं शक्नुमः संस्कृतसम्भाषणे बहु आस् आसक्तिर्येषामस्ति ते सर्वे नित्यम् इमाम् क्रियां कर्तुं शक्नुवन्ति येषा एनां दोषां मया अनुभूता वर्तते